आधुनिकयुगः स्पर्धात्मकयुगः इति कथ्यते अतः स्पर्धात्मकपरीक्षासु छात्राः जागरूकतया पठन्ति तत्र मार्गदर्शनम् अत्यावश्यकं भवति तदर्थं ट्युटोरियल् इत्यादिकम् अपि सहायं कुर्वन्ति तत्र स्पर्धात्मकपरीक्षासु ऐ ए एस् ऐ पि एस् इत्यादयः अपि सन्ति तत्र बहु चाणाक्षता अपि अपेक्षिता स्पर्धासु अतीव प्रयत्नः आवश्यकः अहर्निषं यः प्रयत्नं करोति सः तासु तत्र स्पर्धासु परीक्षासु सर्वप्रथमम् उत्तीर्णतां यातुं शक्नोति एतादृशस्पर्धात्मकपरीक्षासु अत्र विश्वस्पर्धासु एतादृशाः स्पर्धालवः तत्र विजित्य सहायं कर्तुं शक्नुवन्ति तादृश स्पर्धासु स्पर्धात्मकपरीक्षा अतीव आवश्यकी बेङ्क् तदनन्तरम् अन्यान्यक्षेत्रे अपि अद्यतनदिनेषु स्पर्धात्मकपरीक्षाः भवन्ति तत्र औषधीयविज्ञानं तत्र परीक्षाः भवन्ति मेडिकल् इत्यादिषु तत्र सी इ टी इत्यादिपरीक्षाः अपि भवन्ति किन्तु तादृशपरीक्षासु अपि पाटवत्वम् अपेक्षितं बालानां बुद्धिमत्ता तदनन्तरं तत्र अध्यापनस्य सहायतया बालाः परीक्षासु उत्तीर्णतां गच्छन्ति तादृशपरीक्षासु उत्तीर्णाः बालाः तत्र देशस्य कृते विश्वस्य कृते सहायकाः भवितुम् अर्हन्ति एतादृशस्पर्धात्मकयुगेषु स्पर्धात्मकपरीक्षाः अतीव आवश्यकाः तत्र बि एड् इत्यादयः परीक्षायामपि अद्यतनकालेषु परीक्षा चलति तत्र प्राथम्येन तस्य ज्येष्ठता आनुगण्यते तत्र पञ्जीकरणं भवितुम् अर्हति तादृशपरीक्षासु ते उत्तीर्णतां यान्ति एवम्